हरिः ओम् महोदयः अहं योगा क्लास् प्रति आगन्तुमिच्छामि कदा कस्मिन् समये आगन्तव्यम् आन्लैन् द्वारा

षड्वादने

अस्तु अस्तु आम् सः

न अहं प्रतिदिनं शीघ्रमेव उत्तिष्ठामि महोदय

आम्

सत्यं सत्यं

मम शाकं मम पुत्राः द्वौ स्थः तेऽपि तेषामपि

अस्तु अस्तु निश्चयेन पुनः अस्तु अस्तु अस्तु निश्चयेन निश्चयेन धन्यवादः